हरिः ओं महोदय प्रणामः एवं महोदय विकासः अहम् एवम् एवं महोदय एवं एवं गृहे तु सर्वे कुशलिनः महोदय तत्र अस्मिन् पर्याये नाम तत्र भवन्तः आशीर् मार्गदर्शनम् पुनः आशीर्वचनं च इत्येवं कृत्वा एव नाम किञ्चित् वर्धितं महोदय मया पि बहु किमपि अधुना प्राप्तं विद्यालयतः एवं महोदय महोदय तत्र तादृशी समस्या तु नास्ति परन्तु अधुना विद्यालये यत् तत्र यः पाठ्यक्रमः वर्तते तत्र ये नूतनाः विषयाः आगताः नाम सङ्गितविषये पुनः सङ्गणकविषये तत्र मया किञ्चित् काठिन्यम् अनुभूयते तत् परित्यज्य तु सर्वं सम्यक् अस्ति महोदय तर्हि यदि भवन्तः पार्श्वे किञ्चित् समयः वर्तते चेत् वयम् तत्र किञ्चित् सङ्गणकविषये

एवं महोदय एवम् इतोपि महोदय अस्माकं यत् संस्कृतपत्रम् अस्ति अस्माकम् कक्ष्यायाम् संस्कृत पत्रे तत्र श्लोकः तत्र छन्दाम् तत्र उच्चारण विषये आम् एवम् एवम् उच्चारणविषये यदि किञ्चित् मार्गदर्शनं दीयते चेत् तदपि मम कृते सम्यक् भवेत् महोदय

एवं महोदय तर्हि सम्यक् भवेत् इतोपि महोदय तत्र भवान् तु जानाति एव सङ्गीते अपि मम रुचिः वर्तते तर्हि यदा श्लोकगानम् एवं एवं महोदय तर्हि यदि तत्र श्लोकानाम् उच्चारणे पुनः छन्दसः सम्यक् ज्ञानं भवेत् तर्हि मम कृते अपि सम्यक् इति धिया एव मम अहम् तत् कर्तुम् इच्छामि महोदय तर्हि तस्मै इति प्राप्यते चेत् कुर्मः महोदय मिलामः धन्यवादःमहोदय